अहम् एकम् आर्डर् कृतमासीत् तत्र त्रीणि चप् चप्पाति एकं गोबीमञ्चूरि एवमेव पनीर् बट्टर् मसाला द्वे उक्तमासीत् तत्र एकं कार्यं करोतु एकं चप्पाति एव अलम् एवमेव तत्र पनीर् बटर् मसाला मास्तु एकम् एवं द्वे चप्पाती एकं गोबीमञ्चूरी एव अलम् एवं तदेव